बालिकानां शिक्षणं इति एकः बहु प्राधान्यविषयः एषः एतत्तु इदानीं राजनीतिकारणतः द्विचक्रिकाप्रदानं लेप्टाप् प्रदानं इति प्रदानेन कदापि शिक्षणं न भवति बालिकानां शिक्षणार्थं प्रथमतः चिन्तन चिन्तने व्यत्ययः अपेक्षितः बालिकानां शिक्षणं किमर्थं इत्येव इदानींमपि जनाः चिन्तयन्ति एवं चेत् लेप्टाप् वा द्विचक्रिका वा तद्विषये साहाय्यकं न भवति किं भवेत् इदानीं सर्वदापि यत् आङ्गलभाषायां उच्यते पेट्रियार्कि इत्युच्यते पितृव्यवस्था पितृप्रधानव्यवस्था सर्वदापि भवति तत् कारणतः इदानीं बालिकानामपेक्षया बालानामेव अधिकं महत्वं भवति समाजे इत्यपि चिन्तनं भवति तादृश चिन्तने यदा यदा न व्यत्यय भवति तदानीमेव बालिकानां शिक्षणं भवति बालिकानां शिक्षणं यदा सर् सम्यक् न भवति तदानीं समाजे पञ्चाशत् प्रतिशतं जनाः ते व्यवस्थितरूपेण भागमेव न गृह्णन्ति इति कारणतः मनसि यदा चिन्तनं भवति पितृप्रधानमपि न भवेत् मातृप्रधानमपि न भवेत् केवलं शक्तिसामर्थ्यप्रधानं शिक्षणं भवेत् अतः संपूर्णतया एतस्य एतादृश समस्यानां परिहारः इत्युक्ते अस्माकं यथा गुरुकुलचिन्तनं भवति तदेव तादृश व्यवस्था एव अत्र समस्यानिर्मूलनार्थं सहकारं करोति इति आशयः